आकाश्वाण्यां प्रतिदिनं प्रातःकाले नववादने संस्कृतसमाचाराः प्रस्तूयन्ते तत्र संस्कृतेन ते समाचारान् वदन्ति इति दूरदर्शनम् इत्यत्र संस्कृतस्य उपयु उपयोगं पश्चामश्चेत् बह बहुत्र इदानीं संस्कृतं फ़िल्म् शार्ट् फिल्म्स् इत्यादिकं इत्यादिकस्य निर्माणं क्रियते एवञ्च मूवीस् इत्यादिकमपि भवन्ति तत्र एवं मुद्रणरूपमाध्यमे प्र बहुत्र संस्कृतविश्वविद्यालये मासिकाः उपलभ्यन्ते तत्र मासे मासिकायां ये संस्कृतज्ञाः तेषां लेखः कथा इत्यादिकं गीतानि इत्यादिकं सर्वं तत्र तस्य प्रकाशनं क्रियते इति